हरिः ओम् हरिः ओम् राजर्षि अस्माकं प्रदेशे एकः भोजनालयः उद्घाटितः वर्तते सः च भवतः ज्ञातः एव भवान् गतवानिति अहं श्रुतवान् तत्र च भोजनालये कः कः विशेषः वर्तते ओ तत्र बहु बृहदस्ति वा एवं फ़्लोर्स् अपि सन्ति आह अपि च तत्र उत्तमभोजनानि कानि चेत् ओहो व्यञ्जनानि वा एकम् एकविंशतिः एकविंशतिः विधानि व्यञ्जनानि एवं तत्र च रोटिकाः भास् भास्करी तस्य कृते एकविंशतिव्यञ्जनानि एवम् अपि च पुनः किं तत्र च ओ पायसमपि लभ्यते वा एवं तत्र पुनः तर्हि भवान् तत् होटेल् प्रति कियत् अङ्कान् दातुं शक्नोति कियत् रेटिङ्ग्स् दातुं शक्नोति

दश अङ्कानां प्रति कियद् श्टार् यच्छति भवान् ओ हो नव दातुं शक्नोति वा तावत् समीचीनमस्ति वा के के गत्वा आगताः ओ हो सगुवस् सकुटुम्बं सकुटुम्बं गतः तर्हि अहमपि एकदा गत्वा आगच्छामि अहमपि सकुटुम्बं गत्वा तत्र सम्यग् भोजनं कृत्वा कारयित्वा च आगम् आगच्छामि